हरि ओम् नमस्काराः अस्तु आगच्छतु आगच्छतु अस्तु उपविषतु अस्तु उपविषतु भो अस्तु अस्तु अस्तु भवतः किमर्थम् आगच्छति वा ओ अस्तु अस्तु अस्तु हा हा अस्ति अस्ति अस्ति भवतः रेस्यूम् आनितं वा हा अस्तु अस्तु दर्शयतु दर्शयतु हा अस्तु पश्यामि पश्यामि अस्तु भवान् कुत्र अधीतं ओ अस्तु अस्तु अस्तु उडपि क्षेत्रं वा रजतकोठ रजतपीठपुरं अस्तु अस्तु अस्तु तत्र बहु सम्यक् पाठ प्रवचनादिकं प्रचलति हा अत्र पाठशाला मध्ये प्राचार्याः सन्ति खलु ते मम मित्रम् अस्तु अस्तु अस्तु अस्तु अस्तु भवतः अङ्कानि सम्यक् रीत्य वर्तते एदत् सन् सन्दर्शनार्थं प्राक् कुत्रापि कार्यानुभवम् अस्ति खलु कुत्र कुत्र हा अस्तु अस्तु कति वर्ष पर्यन्तं वर्षद्वयं वा अस्तु अस्तु अस्तु तत्र सम्यक् रीत्या पाठप्रवचनादिकं प्रचलति खलु

ओके ओ हा अस्तु अस्तु अस्तु भवतः ग्रामः कुत्र ग्रामं कुत्र ओ अस्तु अस्तु भो अस्तु अस्तु अस्तु हा हा हा हा हा हा अत्र मासिकवेतनं विंशतिसहस्रं जानाति खलु हा हा हा हा हा अस्तु अस्तु अस्तु भो इतोपि न न इतोपि मास्तु अस्तु श्वः आरभ्य आगन्तुं शक्यते खलु श्वः अस्तु श्वः भानुवासरः सोमवासर मन्दवासरं सोमवासरं इन्दुवासरात् इन्दुवासरम् आगच्छतु हा अस्तु सम्यक् रीत्या पाठप्रवचनं करोतु मम विद्यालये शतं शतादिकविद्यर्थिनः सन्ति भवान् अगत्य सर्वे सम्यक् रीत्या पाठप्रवचनं करोतु अस्तु अस्तु भो धन्यवादाः धन्यवादाः धन्यवादाः